क्रीडाः जनानां शारीरिकमानसिकस्वास्थे अवश्यं योगदानं कुर्वन्ति इत्येव वक्तुं शक्नुमः यतः क्रीडाः शारीरिकव्यायामदृष्ट्या अत्यन्तम् अपेक्षिताः भवन्ति वयम् एकत्रैव उपविश्य आदिनं कार्यं कुर्मः चेदपि यदि शारीरिकव्यायामादिकं न भवति अथवा क्रीडाः न भवन्ति चेत् तद् अस्माकं शरीरस्वास् स्वास्थे क्लेशं जनयन्ति अतः सर्वस्यापि मनुष्यस्य प्रतिदिनं किञ्चित् वा शारीरिकव्यायामः क्रीडाध्वा क्रीडाद्वारा भवितुमर्हति एवेमेव मानसिकं स्वास्थ्यमपि क्रीडा द्वारा भवितुमर्हति इत्येव वक्तव्यं यतः वयं विद्यमानं कार्यं परित्यज्य यदा मनः क्रीडायां प्रवर्तयामः तदा अस्मदीयं मानसिकं स्वास्थ्यमपि सम्यकेव भवति इति अत्र उच्यते अतः जनानां शारीरिक मानसिक स्वास्थे क्रीडानाम् अवश्यमेव योगदानम् अस्ति